हरिः ओं नमस्ते पृष्टवेदना वेदना अस्ति बहु अधिकं जातमस्ति एतत्तु बालकाल् कालेभ्यः एव अस्ति सत्यं समस्या अधिका जाता अस्ति प्रतिनित्यकार्यं करणं बहु कष्टमस्ति वेदना अधिका जाता अस्ति वेदना पृष्टभागे अस्ति एवं वा आम् आम् आम् आं कटिभागे अस्ति आम् आम् आं सत्यं सत्यम् एल् फ़ोर् एल् फ़ै तदेव अधिकसमस्या वर्तते प्रातःकाले सायंकाले मध्याह्ने एवं कदापि आगच्छति वेदना तथा चेत् अहं भारवहनं समये अथवा अग्रे नमनसमये तादृशं भवति इदानीं तु स्वापकाले अपि अस्ति तिष्ठति तादृशं कष्टं नास्ति अधिककालं पर्यन्तं तिष्ठामि चेत् निश्चयेन आगच्छति स्थातुं बहु कष्टं प्रातःकाले सायङ्काले कदापि किन्तु इतां स्थाव स्थानं बहुकालं पर्य पर्यन्तं गच्छति चेत् निश्चयेन वेदना अधिकागच्

एवम् अस्तु एम् आर् ऐ आमामाम् एम् आर् ऐ स्केनिङ्ग् कृतवती अस्मि तस्य रिपोर्ट् अस्ति कृपया पश्यतु महोदय स्वीकरोतु महोदय उत्तमम् एवम् अस्तु

आ हा हा अस्तु हा एवम् अस्तु हा हा प्रतिदिनं कर्तव्यं वा प्रतिदिनं तदपि द्विवारं अस्तु भवती यथा वदति तथैव करोमि हा अस्तु सापि उत्तमा अभ्यासः भवति मम वेदना न्यूना भवति वा अस्तु अस्तु अस्तु अस्तु उत्तमं बहु धन्यवादः परम् आगच्छामि वा पञ्चविंशतिदिनात् परं निश्चयेन हा निश्चयेन आगच्छामि दर्शयामि आं अहं यथा भव भवती वदति योगाभ्यासं करोमि अनन्तरं वदतु अग्रे किं करणीयमिति धन्यवादः